संस्कृतविकासः करणीयमिति बहु समीचीनं चिन्तनं यद् वा जनानां बहु अन्यभाषासु भाषणं करोति किन्तु देवभाषा संस्कृतभाषा इति सर्वं प्रचारं कृत्वा सर्वे संस्कृतेन एव सम्भाषणं करणीयमिति उक्त्वा तेषां संस्कृतज्ञानं प्रचलित्वा ये गृहेषु अपि माता वा पिता वा तेषां बन्धुजनान् प्रति संस्कृतभाषणेन भाषणम् अभ्यासनं कारणीयं तदुच्चारणेन बह् भवितव्यं विखासार्थं ते भगवद्गीता रामायणम् इत्यादि ग्रन्थेषु अर्थयुक्तेन अव् अवगच्चछत् इति अर्थं संस्कृतविज्ञाने एव शक्यते इति ज्ञात्वा संस्कृतभाषणम् इच्छेत्